अस्माकं प्राचीनपरम्परायामपि वर्तते वरस्य कृते उपायनं दातव्यम् इति यदा वरस्य कृते उपायनानि दातव्यानि तदा तादृशानि कीदृशानि उपायनानि वरस्य कृते रोचन्ते तादृशानि उपायनानि वरस्य कृते दातव्यानि इति इदानीं प्राचीनपरम्परायामपि यदा विवाहः इत्यादिकं भवन्ति स्म तदा वद्ध्वाः पिता पिता वरस्य कृते आभूषणानि रत्नानि इत्यादि सर्वं वरस्य कृते यच्छति स्म किन्तु इदानीम् आधुनिककाले वडस्य कृते वधोः पिता द्विचक्रिका चतुश्चक्रिका चक्रिका इत्यादीनि उपायनानि यच्छन्ति इदानीं शास्त्रेऽपि उल्लिखितं वर्तते यदा वधोः दानं कर्तव्यं तदा सदक्षिणां दानं कर्तव्यम् इति केवलं वधोः एव दानं न कर्तव्यम् अतः इदानीमपि धनम् इत्यादिकम् उपायननरूपेण वरस्य कृते दातव्यम् इति एवमेव वरस्य कृते यादृशम् उपायनं रोचते तादृशम् उपायनं दातव्यम् इत्यपि अस्ति अतः वस्त्राणि इत्यादिकं सः समीचीनानि समीचीनानि वस्त्राणि अपि दातव्यानि इति

उपायनमपि दातव्यम् इत्यपि अस्ति अतः अस्माकं संस्कृतौ अपि तथैव अस्ति संस्कृतिः अस्माकं रक्षणीया पालनीया इत्यपि अस्ति अतः कीदृशम् उपायनं चेत् समीचीनं सम्यक् उपायनं वरस्य कृते दातव्यम् इति